अस्माकं मण्डले इक्षुदण्डः वर्ध्यते तत्र च पर्यावरणम् एवं वर्तते क्षेत्रं परितः बहूनि वाहनानि बहूनि अनवस्था रुप्यकाणि रूपकाणि च वर्तन्ते तत्र वायुमालिन्यजनकानि भूमालिन्यजनकानि जलमालिन्यजनकानि च कार्यक्षेत्राणि भवन्ति तेषां सर्वेषां परिहारार्थं कृषकाः प्रतिदिनं स्वेन यथा शक्यते तदनुसृत्य ते कार्यं कुर्वन्तः सन्ति किन्तु तेषां विकासार्थं सर्वकारतः किञ्चिद् इतोऽपि पुष्ट्यादिकं दातव्यम् इति मम मतिः तथैव तत्र उपयोगः उपयोगशीलं यद्वस्तु वर्तते तत् सम्यक् दातव्यं यथा पोषकद्रव्यं पालनार्थं जलम् इत्यादिकं काले काले यदि व्यवस्थाप्यते तर्हि तैः कृषकैः सम्यक् सस्यादिकं वर्ध्यते इति मम मतिः अपि च एतेषां वायुमालिन्यादीनां कारणात् तेषां वर्धनं बहु न्यून्यम् इति भाति तेषाञ्च परिहारार्थं सर्वकारतः सर्वकारतः नियमाः करणीयाः इति मम मतिः